प्रणमामि आचार्याः प्रणम्यन्ते

अहं सम्यक् अस्मि कश्चन प्रश्नः मनसि वारं वारं समायाति अतः तदर्थं दूरवाणी कृता मया किं किं किं भवति जयपुरे जयपुरे अस्मि अहं एवमस्ति किं यथा पश्यामः वयं धर्मविषयमधिकृत्य समग्रे विश्वे वा समग्रे भारते वा तद् एवं प्रचलति धर्म इत्युक्ते हिन्दूधर्मः तद् एवं प्रचलति किन्तु अस्माकं तथा देवालये गम् यः गच्छति ते एव धार्मिकाः भवन्ति किन्तु अस्माकं शास्त्रे तु तथा नास्ति अस्माकं शास्त्रकारैः तु प एवं निर्दिष्टं यः नियमान् पालयति स एव धार्मिकः यतोहि नियमः एव धर्मः तर्हि कथं एते देवालयं ये गच्छन्ति ते एव धार्मिकाः भवन्ति तर्हि काचित् समस्या वर्तते अस्मिन् प्रश्ने आमाम्

आम् आम् आम् आम् आम् आम्

आम् आम् आम् एवं एवं वक्तुं शक्नुमः देवालयगमनम् अस्मान् कर्तव्यपरिपालने योजयति अतः तत्र गन्तव्यं आम् आम् स एव अस्मान् कर्तव्य परिपालने योजयति सा सा क्रिया सा क्रिया योजयति गमनरूपीक्रिया आम् धन्यवादाः धन्यवादः